मम प्रदेशः प्राचीनम् ऐतिहासिकं धार्मिकस्थलम् अस्ति जनक्पुरि जनक्पुरिमध्ये अस्ति सीतायाः यत्र जन्म भवति यथा मैथिलराजः जनकः राजा अस्ति चेत् से बहु प्राचीनं मन्दिरम् अस्ति सः धार्मिकः ऐतिहासिकः सर्वं तत्रैव अस्ति एकम् ऐतिहासिकं मन्दिरम् अस्ति उग्रतारा उग्रतारा भगवती अस्ति यत्र प्राचीनमध्ये वसिष्ठः इष्ट कुलुगुरुः कुलु भगवती इष्टः अस्ति उग्रतारा भवति यथा अस्ति चेत् अन्य अन्य अस्ति